आम् अस्ति अस्ति तदेव पश्यामि इदानीं हा

आं शृङ्गेरी मध्ये अस्ति

आं पश्यामि एकवारं सम्यक् भवति चेत् करोमि सम्यक्

नूतनं हा नूतनं नूतनमेव स्वीकर्तव्यं भवति ऐफ़ोन् तर्हि रेड्मि स्वीकर्तुं शक्यते वा रेड्मि सम्यक् अस्ति रां रोम् अपि सम्यक् अस्ति आं प्रैज़् वदामि वा तर्टि फ़ोर्टि तौसेण्ड् भवति ऐट् जिबि रां फ़ैट्वे वन् ट्वेण्टि एट् जिबि रोम्

ओ हो एवं वा रेड्मि मध्ये क्याम्रा तु सम्यक् नास्ति एवम् वन् प्लस् स्वीकर्तुं शक्यते तर्हि क्याम्रा यदि सम्यक् अपेक्ष्यते तर्हि वन् प्लस् एव स्वीकरणीयं

तावत् सम्यक् नास्ति तर्हि वन् प्लस् एव स्वीकरोतु किमर्थम्

पोको

वन् प्लस् मध्ये प्रैज़् अपि न्यूनमेव अस्ति एवं फ़ीचर्स् अपि सम्यक्तया अस्ति स्टार्टिङ्ग् तर्टि तौसण्ड् क्याम्रा अपि सम्यक् तदेव रेड्मी अस्ति मोटो मोटो अस्ति मोटो सम्यक् अत्र तु तद् रिपेरि न भवति तर्हि रेड्मि एव स्वीकरोतु